एतद् मूल्याङ्कानाम् सङ्ग्रहणम् अहं न कदापि कृतवती किन्तु मम मित्रः एकः अस्ति बेङ्गळूरनगरे राघवेन्द्रन् इति तस्य नाम सः सर्व देशस्य ध्वजः टेबल् फ़्लाग् इति सः सङ्ग्रहणं करोति गत पञ्चषड् वर्षेभ्यः यावत् सः तद् सर्व देशस्य सङ्ग्रहणं करोति वास्तविकतया सः डिफ़्रेण्ट्लि फ़िसिकलि चालेन्ज्ड् पर्सन् अस्ति एकस्य सहायेनेव सः बहिर्गत्वा कार्यं कर्तुं शक्यते तथापि सः सर्वदेशस्य प्रतिनिधिं सम्भाषणं कृत्वा एतावत्पर्यन्तं प्रायशः षष्ठिः षष्ठ्यधिकेकशतम् अधिकं देशानां ध्वजानां सङ्ग्रहणं सः कृतवानस्ति एतद् तु उत्तमः एकः अभ्यासः एव इदानीम् एतस्मिन् हाबि कारणात् बहवः देशानां परिचयः तस्य प्राप्तम् अन्यदेशस्य तद् अम्बासिडर् इति ते तस्य गृहम् अन्वेषणं कृत्वा तस्य गृहम् आगत्य एतद् ध्वजः तस्य कृते दत्वा ते गच्छन्ति अतः तस्य विषये पत्रिकायामपि विषयाः आगच्छन्ति लेखनम् अस्ति तस्मिन् कृते